हरि ओम् अहं ले लेखिका सम्भाषयन्ती अस्मि अहं क्षमा अहमेकं पुस्तकं लिखामि इति चिन्तितवती तद्विषये चर्चां कृ कर्तुं दूरवाणी कृता सामाजिकविषये लिखन्ति अस्मि हा मह्यं तत्र सामाजिकव्यवस्था कथमस्ति राजकीयव्यवस्था कथमस्ति इतिहासः कथमस्ति इति सर्वं मिलित्वा एकं पुस्तकं लिखामीति चिन्तितवती हा द्विशतं भवेयुः इति चिन्तयामि यदि तस्य मुद्रणं क्रियते तर्हि तत्र

आ अस्तु हा ज्ञायते ज्ञायते बहु सम्यक् वर्तते इति श्रुत्वा एव दूरवाणी कृता मया हा तत्र मुखप् मुखपुटं तावत् किञ्चिदुत्कृष्टं स्याद् अस्तु वा यथा पठेतॄणां कथञ्चित् शक्यते प्रेषयन्तु चित् भावचित्रमेकं पश्याम के किं सम्यक् अस्तीति दृष्ट्वा प्रेषयामि परन्तु आम् अस्तु यथा पठितॄणां दर्शनेनैव पुस्तकदर्शनेनैव स्वीकरणीयमिति अभात् तथा स्यात् अस्तु वा मुखपुटम्

धनं कीयद् स्यात् तस्य कृते हा बहु ब भवेदिति नास्ति अस्तु वा किञ्चित् न्यूनं भवतु आम् अस्तु कदा प्रेषयामि लिखितं कदा प्रेषयामि लिखितं बहु समयो भवति वा अग्रिममासे अस्माकं गृहे कश्चन कार्यक्रमः वर्तते धार्मिककार्यक्रमः तस्मिन् समये तस्य परिचयं कुर्मः इति चिन्तितं पुस्तकस्य तावता न भवति वा इति आम् अस्तु दृष्ट्वा दूरवाणीं कुर्वन्तु हा पुनः कदाचित् अहं न दूरवाणीम् उन्नयामि चेत् चिन्ता नास्ति खलु अहं अहं पिडिएफ् कृत्वा प्रेषितवती भवामि यदा समयः भवति तदा किञ्चित् कुर्वन्तु हा अस्तु अस्तु हा हा अस्तु हा अस्तु हा